आं मम मम नाम जानकी अहम् इन्टरियर् डिसैनर् अस्मि किं करणीयं वदतु भवती अस्तु कुत्र कुत्र नूतना व्यवस्था इति आमामाम् अवश्यम् आमाम् अहं सूचयिष्यामि किं करणीयमिति चेत् कित् रङ्गानि एव रक्तवर्णः अपि अस्ति कृष्णवर्णः अपि श्वेतः अपि श्वेतवर्णम् इच्छति वा श्वेतवर्णः पीतवर्णः अपि सम्यक् दृश्यते आं पीतवर्णः अपि सम्यक् दृश्यते पाकशालायाम्मध्ये आम् आम् आम् करणीयम् अवश्यम् अहं करोमि अहम प्रेषयामि वा प्रेषयामि वा चित्रं किमपि चित्रम् आम् आमां चलति रङ्गानि अपि डैनिङ्ग् सेट् आम् आमां भूमौ काः कार्पेट् इतिवत् चलति आम् तत्र कृष्णवर्णः अपि चलति रक्तवर्णः अपि सम्यक् दृश्यते अतिथिगृहे आं न आम् आं श्वेतवर्णः अपि आमां शक्यते शक्यते आमाम् अहं चित्रं प्रेषयामि भवत्याः कृते न अहमेव आमामां मिलामः धन्यवादः